नमस्ते हरिः ओं हरिः ओं ह कुशलं खलु ह ह ह अस्तु इ अत्र पश्यतु मम नाम अपि शिवानन्दः भवतः चित्रकलाप्रदर्शनगेलरी शिवानन्दः इत्येव वर्तते खलु हा सत्यं सत्यम् इदानीम् एकः उद्देशः वर्तते मम मम पञ्चाशदधिकानि चित्राणि सन्ति मया लिखितं चित्रितानि चित्राणि सन्ति अतः भिन्नानि भिन्नानि चित्राणि सन्ति अत्र प्रदर्शनं करणीयम् इति चिन्तयित्वा एव आगतोऽस्मि भोः

चित्रस्य अवकाशः भोः कीदृशः अवकाशः भोः कथं कथं वर्तते

ह ह ह एवं वा तत्र एकदिनपर्यन्तं वा द्विदिनपर्यन्तं कथं वर्तते एकदिनस्य मौल्यं किं वा इत्यादिकं ह ह अस्तु नाम समीचीनं तत्र भवन्तः जनाः आगन्तु आगच्छन्ति वा तथा तदा यतो हि केवलं प्रदर्शनं नाम केऽपि आगत्य तत्र क्रीयन्ते चेदपि चेत् चेत् मम धनं दातुं शक्यते यतोहि ममापि तत्र अपि उपयोगम् भवितव्यम्

ह अस्तु नाम ह परन्तु एका अन्या यदि मित्रत्वेन भवता स्वीक्रियते चेत् एका सूचना ममापि वर्तते यतोहि चित्राणि सन्ति खलु एकस्य मौल्यं पञ्चसहस्रं रूप्यकाणि भवेत् यदि कति चित्राणि तत्र क्रयणं भवति चेत् तत्र पर्सेण्टेज् उच्यते खलु तथा दातुं शक्यते वा तदा एकमासपर्यन्तमपि एतत् कर्तुं शक्यते इति भाटकरूपेण यदि स्वीक्रियते मम अपि किञ्चित् क्लिष्टं भवति यदि भवान् व्यवहाररूपेण पर्सेण्टेज् स्वीकृत्य यदि कति चित्राणि क्रीयन्ते तथा एतस्य पर्सेण्टेज् भवतः एव लाभः भवेत् इति भवतः अपि लाभः भवेत् मम अपि भवेत् इति अस्तु नाम एकम् एकं कार्यं वयं कुर्मः अत्र मम मोबैल् मध्ये एव तत्र छायाचित्रं स्वीकृत्य आगतोऽस्मि अतः यतोहि चित्राणि बहुमूल्यानि सन्ति अतः हा अ अस्तु अवश्यं दा दास्यामः अत्र पश्यन्तु अत्र चित्राणि रेखाचित्राणि सन्ति रेखाचित्राणि सन्ति पेण्टिङ्ग् वर्तते इत्यादिकं पश्यतु अति नूतनतया सम्यक् नूतनगृहे स्थापनार्थं बहु समीचीनं ह बहु ह अस्तु अस्तु नाम अस्तु नाम अवस् पुनः एकवारं ह अस्तु नाम धन्यवादाः पुनः वा वार्तालापं करोमि अस्तु नाम